संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः सम्माननाय आचरणार्थञ्च इमां भाषां कथम् उपयुञ्जन्ति पारम्परिकसंस्कृतेः सम्माननं नाम गौरववर्धनं तदर्थम् इमां भाषां यथा शिष्टैः व्यवहारः कृतः पूर्वतनकालेषु पाणिन्यादि पाणिनिपतञ्जलिनां कालेषु तदनुसारम् इदानीमपि इमां भाषां ते उपयुञ्जते तत्र दोषाः भवेयुश्चेत् शिष्टानां प्रयोगं दृष्ट्वा साधुशब्दानां उञ्छनं कृत्वा प्रयोगे तान् योजयन्ति आचरणञ्च पारम्परिकसंस्कृतेः आचरणार्थञ्च यथा अस्माभिः दृश्यते सङ्कल्पेषु शास्त्रीयकर्मणां सङ्कल्पेषु संस्कृतभाषीया एव सङ्कल्पानि क्रियमाणानि सन्ति तद्वत् यत्र यत्र शास्त्रीयकर्माणाम् अनुष्ठानं भवति तत्र सर्वत्र संस्कृतभाषाभूयिष्ठमेव वयं पश्यामः तेन स्पष्टं ज्ञायते संस्कृतेः सम्माननम् आचरणञ्च उभयं अनया भाषया एव क्रियमाणम् अस्ति इति